ग्राम्यक्षेत्राणां नगराणां च क्रीडानां मध्ये भेदः आसीत् पूर्वं किन्तु वृक्षस्य उपरि वानरः इति एका क्रीडा आसीत् तत् सर्वम् इदानीं न भवति ग्रामेषु अपि इदानीम् एतत् क्रीकेट् हाकी फुट्बोल् एवमेव वर्तते इदानीम् पूर्वं भेदः आसीत् इदानीं सः भेदः गतः इति वक्तुं शक्यते